मम मनसि बैसिङ्ग् बैकिङ्ग् विषये सर्वदा पूर्वसिद्धता सज्जता सज्जताः विषयाः नाम वयं सर्वदा बैक् मध्ये पेट्रोल् अस्ति वा अर्थात् इन्धनमस्ति वा पुनः तत्र टयर् मध्ये वायु अस्ति वा इति चक् करोमि अनन्तरं हेल्मेट् धरामि अनन्तरं तदा सर्वादा अद् मम डि एल् अर्थात् ड्रैविङ्ग् लैसेन्स् रक्षामि पुनः बैक् लैसेन्स् रक्षामि अनन्तरं टेक्स् पूरितमस्ति वा तद् बिल् अपि रक्षामि अनन्तरं तत्र इदमपि चेक् कारयामि यत् मम सैलेन्सर्तः आगमं धूमः असमीचीनं वा समीचीनं वा अर्थात् परिसरहानि क्रियमाणमस्ति वा अथवा न वा इत्यादिकमपि परिशीलनीयं भवति तत्परिशीलितमपि पत्रमहं तत्र बैक् मध्ये रक्षयामि बैकिङ्ग् विषये अहं कुत्र गच्छन् अस्मि पुनः तत्र गन्तुं कः मार्गः समीचीनः बैक् मध्ये गन्तुं कः मार्गः समीचीनः पुनः पृष्ठे कश्चन उपविशति चेत् तेषामपि सौलभ्यम् अस्माभिः कल्पनीयम् यदि अस्माकम् प्रियतमा आगच्छति तर्हि अस्माभिः तत्र चिन्तनीयं भवति यत् कुत्र अस्माकं वासः भवितुमर्हति समीचीनस्थानं पुनः क कथं मार्गे गच्छामः चेत् तेषाङ्कृते क्लेशः न भवति पुनः मध्ये कुत्र अस्माभिः स्टाप् स्वीकर्तव्यं यदा उदरपूरणार्थम् इत्यादिकं सर्वं तत्काले अस्माभिः चिन्तनीयं भवति इति